नगरप्रदेशेषु सद्यः बहुन्यूनं हरित अङ्गणानि दृश्यन्ते नगरीकरणं कर्तव्यम् इति धिया सर्वे नगरप्रदेशेषु हरितवनं नाशयित्वा तत्र स्वकीयगृहं स्वकीयकार्यगृहस्य निर्माणं कुर्वन्ति यद् हरितवनम् अथवा हरित अङ्गणं वर्तते तदेव पशूनां पक्षिणाङ्कृते आहारस्य साधनं साधनं वर्तते ते तेषाम् आहारः यथा वयम् अन्नम् इत्यादिकं पा पाकङ्कृत्वा निर्माणं कुर्मः तथा न कुर्वन्ति तेषाङ्कृते इदं हरितवनमेव आहारं यच्छति अतः यदा वयम् एवं हरितनाशं नगरेषु नाशयामः तदा तत्र विद्यमानः प्राणिपक्षिणः तेषाङ्कृते बहु अने अनेन बहु दुष् दुष्परि परि परिणामः भवति तेषाङ्कृते प्रमुखः यद् आहारः तदेव न लभ्यते येन ते मरणं प्राप्नुवन्ति नगरप्रदेशेषु वातावरणं बहु नष्टम् अस्ति तत्र वायुमण्डलं कलुषितं वर्तते येन तत्र श्वासोछ्वासं प्रति बहु क्लेशः भवति प्राणिनाङ्कृते अस्मदपेक्षया ये अस्मदपेक्षया लघौ लघुशरीराः सन्ति यथा पक्षिणः तेभ्यः तु अस्माभिः यद् दूरवाणी उपयुज्यते तस्मात् ये तरङ्गाः उत्पद्यन्ते तस्मात् बहुक्लेशः भवति केषाञ्चित् पक्षिणान्तु तरङ्गाः तरङ्गैः मृत्युः अपि भवति केवलं तरङ्गाः अपि च कलुषितं वायुः इति न अपि च जलम् अपि जलमपि वर्तते यत् कलुषितमस्ति येन तेभ्यः पातुमपि किमपि न लभ्यते एवं पशूनां पक्षिणाङ्कृते नगरीकरणम् अथवा हरितवननाशः इत्येतत् बहु दुष्प्रभावं जनयति